तत्र मम गृहं गत्वा गृहं मलपुरं मध्ये वर्तते मम मूलगृहं ततः मम मम पिता अत्र अस्माकं नगरं तृश्शिवपेरु आगन्तुम् इच्छन्ति अतः कृपया ततः अत्र आगच्छ तान्नयन्तु तत्र मार्गमेवं वर्तते प्रथमं यावत् मलप्पुरतं तः एडप्पाल् द्वारा अनन्तरं कुन्दङ्गुळमागन्तव्यं कुन्तं कुळं तः मुदुवरा आगन्तव्यं वा मुदुवरा आगत्य ततः रैट् कृत्वा अडाट् इति मम गृहं वर्तते तत्र आनीयाम् एवमेव मम तस्य फ़ोन् सङ्ख्या दूरवाणीसङ्ख्या अहं दास्यामि नव अष्ट दश द्वे त्रीणि पञ्च षट् अष्ट षट् इत्येवं रूपेण वर्तते एवमेव तत्र शुल्कं किम् आवश्यकं स्यात् द्विशतम् अलम् आम् अस्तु तर्हि तदा अहम् अत्र आगत्य गूगल् पे करोमि एवम् अन्यत् सर्वं यदावश्यकं चेत् सूचयन्तु कृपया अधुना अष्टवादने आगच्छन्तु अस्तु मिलामः